अहं तावत् मनोरञ्जनं परिवारजनैः मित्रेण अन्यत्र अपि प्राप्तुं श इच्छामि यतो हि मित्राणि अस्माकम् इष्टम् अनिष्टं जानन्ति इति कृत्वा तैः सह अपि मनोरञ्जनं लभ्यते एवं च परिवारजनाः अस्माकम् इष्टम् अनिष्टं न जानन्ति चेदपि विनोदः कुत्र वर्तते मनोरञ्जनं कुत्र भवति इति ते जानन्ति अतः तैः सह अपि मनोरञ्जनं प्राप्तुमिच्छामि अन्यत्र नाम यत्र अहम् एतान् न न जानामि मम अपरिचितमेव स्थानमस्ति अपरिचिताः एव जनाः सन्ति तत्रापि अहं प्राप्तुम् इच्छामि यतो हि तत्र किं भवति कीदृशं मनोरञ्जनं तत्र स्यात् इत्यादिकम् अहं न जानामि अस्माकं कदाचित् एवं भवति मित्राणां मनोरञ्जनं कुत्र भवति इति चेत् मित्राणां मनोरञ्जनं क्रीडायां स्यात् अथवा मित्राणां मनोरञ्जनं चित्रदर्शने स्यात् अथवा मित्राणां मनोरञ्जनं गायने स्यात् एवं भवति परन्तु यत्र अहम् अन्यत्र गच्छामि तत्र तेषां मनोरञ्जनं किम् इति अहं ज्ञातुं न शक्नोमि मम मनोरञ्जनं किम् इति ते न जानन्ति परन्तु तेषां मनोरञ्जनं किम् इति अहं कदा ज्ञातुं शक्नोमि यदा तैः सह गच्छामि तदानीमेव तेऽपि मम मनोरञ्जनं किम् इति कदा जानन्ति मया सह यदा ते भवन्ति तदानीमेव यतः अहं तावत् मित्रेण सह अन्यत्र परिवारजनैः सह च मनोरञ्जनं प्राप्तुम् इच्छामि अतः तत्र मित्रैः मित्रैः मित्रैः सह तावत् क्रीडादिषु क्रीडादिषु वा गायनेषु वा अथवा चलच्चित्रदर्शनेषु वा मनोरञ्जनं प्राप्यते अन्यत्र चेत् किमपि नृत्येषु वा एवं मनोरञ्जनं प्राप्यते तत्र कदाचित् तेषामेव भिन्नरीत्या नृत्यं नर्तनं भवति तत्र तद् तत् तद्दृष्ट्वापि मम मनोरञ्जनं भवति इति कृत्वा अहं परिवारजनैः सह मित्रेण सह अन्यत्र च मनोरञ्जनं प्राप्तुम् इच्छामि